हिन्दुधर्मे ऋतुस्रावविषये स्त्रीणां कृते मन्दिरगमनम् आचार्यस्पर्शं पूजा पाकः वृक्षाणां वनस्पतीनां च स्पर्शनं इत्यादीनि अनेकानि कार्याणि कर्तुं निषिद्धाः सन्ति वेदानां प्रारम्भिकेषु पाण्डुलिपिषु मासिकधर्मकाले स्त्रियः संस्कारकर्मणि निषेधस्य स्पष्टतया उल्लेखः नास्ति मन्दिरप्रवेशनिषेधः स्त्रियः अशुद्धः इति भर्त्सनं च वेदानां मूल्यानां सिद्धान्तानां च साक्षात् विरुद्धमस्ति मासिकधर्मकाले तीर्थयात्रा निषिद्धा भवति अन्येषु कालेषु तीर्थयात्रा कर्तव्या महिला तत्समये स्वास्थ्यविषये शुद्धिविषये च बहुध्यानं ददाति ताः प्रातःकाले उत्थाय दैनिककार्यं कृत्वा स्नानं कुर्वन्ति एकान्ते एव वसन्ति विश्रामं कुर्वन्ति